यदा पाककार्यं भवति पाककार्य अनन्तरं सर्वे गृहजनाः मिलित्वा उपविश्य भोजनं कुर्वन्ति भोजना अनन्तरं यद् रिक्तपात्राणि भवन्ति तद् नीत्वा अनन्तरं फेनकेन तत्सर्वं मार्जनं कृत्वा जलं संस्थाप्य एवं पुनरेकवारं सम्यक् जलेन प्रक्षालनं कृत्वा गृहे एकत्र संस्थापयन्ति एवं च स्निग्धपात्राणां शोधनार्थं विशेषतया अवलोकनं कृत्वा एव शक्यते